हरिः ओम् महोदय एतत् ज़ोम्याटो एव खलु ह इदानीं मया आर्डर् कृतम् आसीत् भोजनं परन्तु तत् किञ्चितपि सम्यक् नासीत् तत्र पुनः तेन बहु बहु नाम दुष्टः दुर्गन्धोऽपि आग आगच्छन् आसीत् पुनः तत् खादितुं योग्योऽपि नासीत् अतः किञ्चित् रीफ़ण्ड् अपेक्ष्यते अथवा रिप्लेस्मेण्ट् वा कुर्वन्तु इति मया प्रार्थ्यते अतः किञ्चित् अवधानम् अत्र ददातु इति